आ वदतु महोदय कः हा वदतु महोदय भवान् कः कः सम्भाषणं करोति ओ भवतः नाम बुदुश वा भवान् किं करोति

ओ भवतः नाम जयन्दुशः वा भवान् चात्रः वा कार्यं करोति वा ओ भवान् चात्रः वा आ भवतः काता अस्माकं वित्तकोषे अस्ति वा आ वित्तकोषे इत्युक्ते बेङ्क् एव खलु हा आं भवतः खाता मम अस्माकं विश्व विश् वित्तकोषे अस्ति खलु ओ वित्त अ विश्त वित् को तद् खातं स्थगनं करणीयं खलु ह तदेव अहमपि तदेव वदामि भवतः कातं स्थगनं करणीयं किमर्थमिति भवान् बिहार् गच्छति तेन कारणेन खलु अ अस्तु किमर्थं भवान् बिहार गच्छति ओ पठनार्थं गच्छति वा भवतः कुत्र स्वग्रामम् भवतः स्वग्रामं कुत्र ओ सम्यक् न श्रूयते वा भवान् नेट्वर्क् कुत्र उत्तमतया मिलति तत्र गच्छतु कुत्र उत्तमतया मिलति तत्र गच्छतु नेट्वर्क् यत्र नेट्वर्क् मिलति वा उत्तमतया आ अस्तु अ वदतु भवतः कात स्थगनं करणीयम् अस्तु किमर्थं स्थगनं करणीयं भवान् बिहार् गच्छति चेत् कारणेन स्थगनं करणीयं खलु अस्तु भवतः काता सङ्ख्या वदतु आ चिन्ता मास्तु आ आङ्ग्ल सङ्ख्यायामेव वदतु आङ्ग्ल भाषायां सङ्ख्यायामेव एव वदतु भवतः काता सङ्ख्या का अ अस्तु नैन् सिक्स् त्री एय्ट् फ़ोर् टु ज़ीरो नैन् अस्तु भवतः काता बचत् काता वा नो चेत् करेण्ट् काता वा आ ओ सेविङ्ग् अकौण्ट् बचत् काता इत्युक्ते सेविङ्ग् अकौण्ट् सेविङ्ग् अकौण्ट् वा नो चेत् क करेण्ट् अकौण्ट् वा इति अहं पृष्टवान् सेविङ्ग् अकौण्ट् वा अस्तु अस्तु परिशीलनं करोमि परिशीलनं कृत्वा अनन्तरं सूचयिष्यामि भवान् श्रूयते हा तदेव तथा एव लैन्मध्ये एव भवतु अहं परिशीलनं करोमि मम लिपिकारं कृते वदन् ए लिपिकार अत्र आगच्छतु आ भवतः नाम किमुक्तवान् जयन्दुशः द हा जयन्दुशः स ज अस्तु ब् भवान् कति वर्षे आ भवतु भवतु भवान् कति वर्षेभ्यः अस्माकं वित्तकोषे कादा अस्ति ओ चत्वारेभ्यः वर्षेभ्यः ब अस्माकं वित्तकोषे भवतः काता अस्ति खलु हा अस्तु अस्तु प प पश्यामि परिशीलनं क सङ्गणके भवतः सर्वं विवरणं परिशीलनं करोमि कृत्वा अनन्तरम् अहं स्थगनं करोमि हा अस् अ अस्तु अ अस्तु अ इतोपि किमपि वक्तुम् एकवारं कैलेटव् अन्य एकः विषयः अस्ति महोदय भवतः पास्बुक् आवश्यकं भवतः चेक्बुक् आवश्यकं यद्यद् अस्माभिः दि द् दा ददात् तत् सर्वम् आवश्यकम् इत्युक्ते ए टि एम् कार्ड् वा अनन्तरं चेक्बुक् वा अनन्तरं पास्बुक् वा तत् सर्वम् आवश्यकम्

अस्तु यदि तद् आनयतु तद् आनीत्वा अत्र सेरेण्डर् करोतु यद्यद् अस्माभिः डाक्युमेण्ट् दद्मः तत् सर्वम् आनीत्वा अत्र सरेण्डर् सरेण्डर् करोति चेत् खलु अस्माभिः भवतः कात स्थगनं कर्तुं शक्यते अ अस्तु आनयतु तदा भवतः दा यद् पृष्टं तद् कार्यं कुर्मः हा अस्तु द् धन्यवादः राम राम